अहम् एवं पोलीस् भूत्वा सः यत्किमपि यत् लुप्तं भवति यस्य कस्यापि हरणं भवति तस्य यः रिसर्च् करोति तादृशं चलचित्रम् अहं बहु इच्छामि तत्र उदाहरणत्वेन मेजर् गूढाचारी स्पै इत्यादि चलचित्राणि अहं बहु इच्छामि यतो हि तत्र प्रथमं यः अधिकारी भवति अधिकारी इत्युक्ते यः नायकः भवति सः प्रथमम् मिडिल् एज्तः भूत्वा किं वदन्ति सः माध्यमिकः अनन्तरं सः किञ्चित् किञ्चित् कष्टम् अनुभूय सः बाल्यादेव तस्य इच्छामपि तत्रैव स्थापयित्वा सः नायकः यं विषयं बहु इच्छति तदेव आधारिकृत्य सः गृहे पुनः बहिः अपि तद्वदेव चिन्तयित्वा अनन्तरं सः बहु कष्टेन उद्योगं प्राप्नोति त् तेन यः उद्योगः लब्धः तं सः निजायिति इति तेलुगु भाषायां कथयन्ति तद्वत् सः तद् अनुगुणत्वेनैव तस्य यः उद्योगः तस्य यः अधिकारः वर्तते तदनुगुणत्वेन सः कार्यं कर्तुम् इच्छति यत्र कुत्रापि मध्ये तेलुगु भाषायां लञ्चमित्युच्यते तदपि न स्वीकरोति पुनः सः हानेस्ट् इति वदन्ति किल तस् तद्वत् सः बहु उत्तमं कार्यं करोति तत्र फैट्स् पुनः तत्र किं भवति द्वयोः सः एकः कमिडियन् भवति तेन सह विटपः तेन सः किञ्चित् भाषणं वा भवतु सम्भाषणं तत्सर्वं बहु उच् रोचकं भवति तदपि आङ्ग्लभाषा तदपि तेलुगु ये यानि चित्राणि वर्तन्ते तत्र इतोऽपि अधिकं हास्यभूतं भवति तत् अतः अहं तत् तादृशं चलचित्रं चलनचित्राणि अहं बहु इच्छामि